नृत्यसम्बन्धाः आश्रयाः के इति एकम् उक्तिमुक्त्वा अहम् उत्तरं ददामि नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समराधनम् इति कालिदासः तस्य महाकाव्ये वदति एतद् नाट्यं तु मनोरञ्जनस्य एका साधनम् परन्तु अध्यतनदिनेषु धनसम्पादनस्य मार्गमपि अस्ति तत्कारणेन नाट्यक्षेत्रे विदेशि अनुकरणं वा अङ्गप्रदर्शनं वा अधिकं भवति तद् मास्तु अस्माकं पूर्विकः भरतमुनिः नाट्यशास्त्रे किं विचारः लिखितवानस्ति तद् आधारेण एव नृत्यसम्बन्धविचारान् प्रदर्शयन्ति चेत् सम्यक् भवति तत्साधयितुम् अस्माकं भरतनाट्यं मोहिनियाट्टं भाङ्ग्ड पञ्जाबि गुजराति दाण्डिय एवं भिन्नभिन्नराज्यानुगुणं के नाट्याः सन्ति तादृशः नृत्यानां कृते अधिकप्रोत्साहं दातव्यम्